मम प्रदेशे लघुलघु वैद्यालयाः सन्ति मम गृहात् एकः किञ्चित् आप् आपणः द्रष्टव्यः नाम पञ्चदश किलोमीटर् यावत् आगन्तव्यं भवति अतः एवं गम्भीररोगाणां हृदयाघातादीनां चिकित्सार्थं वैद्यालयाः समीपे सन्ति वा इति चेत् न तत् किञ्चित् कष्टमेव एकः पदार्थः अस्माभिः प्राप्तव्यश्चेदपि शर्करा वा भवतु इत्यादिकं लवणं वा भवतु तत्सर्वं प्राप्तव्यं चेदपि अस्माभिः पञ्चदश किलोमीटर् यावत् दूरमागन्तव्यं भवति एवं वैद्यालयाः चेदपि लघुलघु नाम ज्वरः पीनसः खासः एतद् एतद् सर्वम् आगच्छति चेत् द्रष्टुं वैद्यः अत्र समीपे एव अस्ति परन्तु महान् वैद्यालयः नाम किञ्चित् दूरमेव गन्तव्यं यथा इदानीं मम मातामहस्य किञ्चित् अनारोग्यं वर्तते हृदयाघातः हृदयस्य एव तस्य समस्या वर्तते अतः सः अत्र नास्ति एव सः बेङ्ग्ळूर् नगरे तस्य पुत्रस्य गृहेव सः वसति एवं वैद्यालयानां समस्या झटिति नाम झटिति किमपि करणीयं नाम अत्र समीपे कुत्रापि वैद्यालयः नास्ति अनन्तरं गृहगमनमार्गः वाहनं तत्सर्वमपि अत्र अन्तर्भवति इति कृत्वा तादृशव्यवस्थाः व्यवस्थानामत्र दौर्बल्यं वर्तते इत्येव वक्तुं शक्यते कदा अत्र शृङ्गगिरौ केचन वैद्यालयाः सन्ति केचन वैद्यालयाः सन्ति केचन वैद्यालयाः सन्ति ते सर्वेऽपि उत्तमाः एव यदि ते न शक्नुवन्ति तर्हि ते एव वदन्ति अत्रा न शक्नुमः भवन्तः इतोऽपि उत्तमवैद्यालयं प्रति गच्छन्तु इति अतः तदेकम् उत्तमं कार्यं ते कुर्वन्ति